यद्वस्त्रं भवद्भिः आनीतं तद् मम कृते बहु सम्यक् उपलाभाय जातं कुत इति चेत् अहं तु दूरवाणीद्वारेण भवद्भ्ये भवद्भ्यः उक्तवान् आसं वस्त्रम् आनयन्तु इति परन्तु भवन्तः ततः श्रुत्वा एव आनीतवन्तः इदानीं तद्वस्त्रं मम कृते सम्यक् एव भवति कुत्रापि अड्जस्ट्मेण्ट् कर्तव्यम् इति नास्ति अतः भवतां कार्यस्य उपरि मम वन्दनानि वर्तन्ते अतः भवन्तः एवमेव भवतां कार्यं कुर्वन्तु एवञ्च मम कृते भवतां साहाय्यं लब्धमित्यतः अहं धन्यवादान् समर्पयामि